तरणं शिशुक्षवः सामान्यतया भयभीताः भवन्ति तस्मात् ते सम्यक्तया प्लवयितुं न शक्नुवन्ति तस्मात् तन्निवारणार्थं तान् प्रति आदौ सामान्यप्लवनशिक्षा देयं तत् कथम् इति चेत् ट्यूब् साहाय्येन यद् ट्यूब् आगच्छति तत् साहाय्येन तरणविद्यार्थिनां प्रति आदौ सामान्यशिक्षा देयं तरणशैली इत्यादिकं कथनीयं तान् प्रति तदनन्तरं यथा तेषाम् आत्मविश्वासवृद्धिः जायते यदा ते सुललित्वेन ट्यूब् साहाय्येन प्ल प्लवयितुं शक्नुवन्ति तदा स्वेन रूपेण ट्यूब् विना तेषां प्रौढशिक्षणं देयं तेन जलस्य भयमपि निवारितो भवति शिशुक्षूणां दोषमपि निवारितं भवति